भारतस्य विशिष्टा संस्कृतिः एका प्रातरुत्थाय देवनमस्कारः भूमेः नमस्कारः इति एका परम्परा सा परम्परा बहुविशिष्टा अन्येषु देशेषु इदं न द्रष्टुं शक्नुमः यतोहि अस्मिन् देशे भूमिमपि मातृवत् वयं पश्यामः प्रातरुत्थाय आदिनं कार्यङ्कर्तुं भवतः उपरि पादप्रच्छेपनं करोमि मातः मां क्षमस्व इति भूमेः कृते वन्दनं क्षमादानञ्च वयं प्रार्थयामः इदम् अन्येषु देशेषु वयं द्रष्टुं न शक्नुमः अतः भारतदेशम् अन्येभ्यः देशेभ्यः एतादृशसंस्कृतिपरम्परा विषये भिद्यते